मम क्षेत्रं वर्तते सिद्धापुर इति तत्र तावत् अधिकतया पूगीपलस्य उत्पत्तिः क्रियते अनन्तरं कदलीफलस्यापि उत्पत्तिः बहु क्रियते पूगीपलस्य उत्पत्तिं कृत्वा अनन्तरं तस्य निष्कासनं कृत्वा यदा पूगीफलं निष्कास्यते तस्य त्वक् भवति तस्य निवारणं क्रियते तदन्तः फलं भवति तद् जले संस्थाप्य उष्णं क्रियते तदुत्तरं तस्य शुष्कीकरणं क्रियते शुष्कीकरणोत्तरं तस्य व्यापारः क्रियते तस्य किं किं प्रयोजनम् भवति चेत् पूगीफलं भोजना नन्तरं यदा भोजनं यदा क्रियते तदुत्तरं ताम्बूलमिति खाद्यते तत्र पूगीपलस्य आवश्यकता भवति अतः पूगीपलं इति प्रसिद्धं वर्तते तत् अस्माकं व्यापारः व्यापारक्षेत्रेषु बहु किं क्रयणं भवति एवं रूपेण कदलीफलमिति उक्तम् कदलीपलस्यापि उत्पत्तिः बहु अस्ति अस्माकं क्षेत्रे तस्यापि व्यापारक्षेत्रेषु बहुदा विक्रयणं भवति उत्पत्ति अनन्तरं तत् किम् मार्केट् इति उच्यते तत्र प्रेष्यते ततः जनाः स्वीकुर्वन्ति तथैव खादन्ति अनन्तरं तस्य विविधरूपेण भक्ष्यम् इत्यादिकं कृत्वा अपि कदलीफलं खादन्ति एवमेव अन्यत् किमपि विशिष्टं नास्ति इति वक्तुं शक्यते